एवं बहूनि मार्केट्स् सन्ति यत्र यथा बोम्बे मार्केट् तत्र निर्मातृणां वस्तूनि स्वीकृत्य होल्सेलर्स् विक्रयणं कुर्वन्ति पुनः लि रिटेलर्स् कृते हा ह कार्यम् इच्छन्ति एवं बोम्बे मार्क्सेट्स् ई बहु तद्विषयेन ज्ञानं किन्तु अस्ति